वस्तुतः अस्माकम् ये विवाहं कुर्वन्ति भार्या पत्नी गृहकार्यं करणीयम् अनन्तरं बालानां पोषणं तेषां लालनं तेषां कार्यं पाटशालागमनं तेषां शिक्षणम् इति महिलाः कुर्वन्ति अनन्तरं पुरुषाः बहिर्गत्वा धनं सम्पादनम् अनन्तरं वस्तूनाम् आनयनम् एतादृशकार्याणि बहिष्टात् कार्याणि पुरुषाः कुर्वन्ति ये गृहकार्याणि सर्वाणि अपि महिलाः कुर्वन्ति किन्तु आधुनिककाले सर्वाः महिलाः इत्युक्ते सर्वाः इत्येवं प्रायः सर्वाः सर्वाः अपि इदानीं ताः अपि आधुनिकसमाजे भूत्वा पठन्ति तासां ताः ताः अपि उत्तमतया पठन्ति ताः अपि उद्योगम् उत्तम उद्योगं कुर्वन्ति पुरुषाः कुर्वन्ति महिलाः कुर्वन्ति अनन्तरं तत्र पुरुषाः अपि गृहकार्याणि पश्यन्ति महिलाः अपि पश्यन्ति महिलाः अपि तत्र धनसमुपार्जनम् इत्यादिकं कुर्वन्ति पुरुषाः अपि कुर्वन्ति तत्र इदानीम् आधुनिककाले पूर्वकाले किञ्चित् भेदः अत्र वर्तते आधुनिककाले सर्वे मिलित्वा कार्यं कुर्वन्ति पुरुषाः कुर्वन्ति पुरुषाः गृहकार्यं कुर्वन्ति महिलाः गृहकार्यं कुर्वन्ति पुरुषाः पाकं कुर्वन्ति महिलाः पाकं कुर्वन्ति पुरुषाः उद्योगं कुर्वन्ति महिलाः उद्योगं कुर्वन्ति एवम् इदानीम् आधुनिककाले किञ्चित् परिवर्तनम् आगतम् अस्ति ततः पूर्वकाले केवलं पुरुषाः एव बहिर्गत्वा धनसम्पादनं कृत्वा आ आनेतव्यम् इति किञ्चित् आसीत् किञ्चित् इदानीम् आधुनिककाले कालपरिवर्तनेन किञ्चित् मानसिकपरिवर्तनेन अनन्तरं शास्त्रपरिवर्तनेन शास्त्रपरिवर्तनं न अत्र एजुकेशन् इति विद्यापरिवर्तनेन किञ्चित् अग्रे आगतवत्यः महिलाः अपि उत्तमं तदपि अस्माकं चिन्ता सन्तोषकरविषयः वर्तते अत्र महिलाः अपि उद्योगम् अवश्यं करणीयमेव तदर्थम् उत्तम स्वागतविषयाः सन्ति अत्र अस्तु इदानीं सर्वे मिलित्वा सः सर्वाणि कार्याणि कुर्युः अत्र पुरुषाः महिलाः इति पृथक् पृथक् रूपेण इदानीन्तनकाले नास्ति पुर्वकाले आसीत् किन्तु इदानीन्तनकाले एतादृ व्यवस्था अस्माकं समाजे नास्तीति वयं वक्तुं शक्नुमः